अहं भारतदेशे महाराष्ट्रराज्ये नागपुरनगरे स्थितः अस्ति रामटेकं तत्र इदानीम् अस्मि तत्र गडमन्दिरम् इति श्रीरामचन्द्रस्य मन्दिरम् अस्ति तद् बहु प्रसिद्धमस्ति तत्र बहुजनाः गन्तुम् इच्छन्ति यतोहि तत्र काचित् कथा वर्तते यद् रामेण राक्षसः एकः राक्षसः अस्ति तस्य वधा कृतम् अनन्तरं तं मोक्षं प्रदत्तवान् इति बहु सुन्दरं मन्दिरम् अस्ति निसर्गसौन्दर्यं बहु सम्यक् अस्ति तत्र इतोपि कालिदासस्मारकम् इति अस्ति महाकविकालिदासेन मेघदूतम् इति ग्रन्थं रचितम् अस्ति तस्य रचना तेन अत्रैव कृतम् इति कथा अस्ति अतः तदपि बहु सम्यक् अस्ति यदा वर्षाकालः अस्ति तदा तद् बहु सम्यक् दृश्यते इतोपि अत्र खेण्डसि तलावः इति अस्ति तत्र सम्यक् नौकाविहारः आदि कर्तुं शक्नुवन्ति इतोपि कर्पुर् बाव्रि इति एकं स्थानम् अस्ति तद् बहु प्राचीनम् अस्ति तत्र बहु साधवः बहवः साधवः तत्र तपः कृतवान् कृतवन्तः इति अपि कथा अस्ति तत्रापि बहु सम्यक् दृश्यः अस्ति इतोपि जैनमन्दिरम् इति अस्ति तद् जैनानां महाविराणां तत्र मन् महावीरस्य मन्दिरमस्ति तत्र तदपि बहु सम्यक् तत्र बहु नक्षिकामादिकृतं वर्तते इति इत्यादयः स्थानानि जनाः गन्तुम् इच्छन्ति रामटेके